आम् निश्चयेन तत्र अहं रेलयाने बहु वारं प्रयाणं कृतवती हैदेराबाद् चेन्नै दिल्ली नगरं प्रति काश्मीरं प्रति हरियाना चण्डीगड़् सर्वत्र गतवती रेल्याने बस् लोकयानस्य अपेक्षया रेल्यानं तु बहु सुविधा जनकं भवति तत्र वयं एत एतत् अन्तर्जाल एतत् अस्ति ऐ आर् सी टी सि इति तत्र पूर्वमेव आराक्षणं कुर्मः चीटीकायाः अतः तत्र गत्वा पङ्क्तौ स्थगनं तत् सर्वं न भवति समय समयस्य व्ययः न भवति अतः पूर्वमेव कृत्वा एव वयं गच्छामः अनन्तरं भोजनविषये वा भवतु रात्रौ किञ्चित् निद्रा वा भवतु अनन्तरं शौचालयस्य विषये वा भवतु रेल्यानं तु निश्चयेन लोकयानस्य अपेक्षया बहु सुविधा जनकं भवति अतः वयं बहुवारं प्रयाणं कुर्मः